सर्वेषां ऋतूनाम् राज्ञः तत्तु वसन्तः ऋतुः अस्ति अतः वसन्तकाले अधिकं शैत्यं न वर्तते न अधिकं ग्रीष्मं वर्तते अतः तेषां काले एव सम्यक्तया यात्राम् कर्तुम् इच्छामि अतः यात्रा लाभः भवति अधिकं शैत्यं नैव वर्तते अधिकम् उष्णमपि नैव वर्तते अतः मध्यकाले यदि यात्रा भवति चेत् तर्हि अस्माकम् शरीरस्य अनुकूलता भवति एव अतः एषां ऋतौ यात्रा सौकार्या भवति एव अथवा शरदृतौ अपि यात्रा कर्तुं सम्यक् एव भवति अतः एषां काले यदि क्रियते चेत् तर्हि सम्यक् एव भवति अतः एतेषां ऋतूनाम्मध्ये यात्रा सम्यक्रूपेण भवति यात्रायां किञ्चिदपि क्लेशं नैव अनुभूयते अतः यात्रा सम्यक् जायते यात्रायाः किञ्चिदपि क्लेशाः नैव आगच्छन्ति अतः अधिकम् उष्णं नास्ति अधिकं शैत्यं ना नास्ति अतोहम् मध्यमं काले तत्र तेषां काले एव वर्तते अतः एतत् करणीयम्